मम राज्यस्य संस्कृतिविषये तु उत्तममेव अस्ति यतोहि अस्माकं कर्नाटकराज्यस्य संस्कृतिः बहु उत्तमा अस्ति एवं रमणीयं अपि अस्ति पा पूर्वकालतः अपि अस्माकं संस्कृतिः सं सम्यक् एव आसीत् कलाविषये शास्त्रस्य विषये वास्तुशिल्पस्य विषये एतादृश सर्वेषामपि विषये अस्माकं संस्कृतिः गरीयसी भारतदेशे एव इति वक्तुं शक्यते तत्रापि अस्माकं राज्यस्य संस्कृतविषये तु बहु योगदानमस्ति यतोहि अस्माकं राज्ये ब्राह्मणाः बहूषु स्थानेषु अधिकाः सन्ति इति कृत्वा तेषां तु संस्कृताध्ययनं भवत्येव इति कृत्वा ते समीचीनं सम्यक् अध्ययनं कृत्वा बहुत्र स्थानेषु पाठितवन्तः सन्ति एवमेव अधिकविद्वांसाः अस्माकं कर्नाटकप्रदेशतः एव सन्ति तत्र अपि च द्वित्रिस्थानेषु अस्माकं कर्नाटके संस्कृतग्रामाणि अपि सन्ति तत्र तु समग्रग्रामे ते केवलं संस्कृतभाषायाम् एव सम्भाषणं कुर्वन्ति इति संस इदं योगदानम् अपि च यत् संस्कृतभारती इति संस्कृतस्य रक्षणार्थं प्र वर्तते तदपि अस्माकं कर्नाटकतः एव आरब्धं तस्य प्रमुखाः अपि कर्नाटकीयाः एव सन्ति इति अस्माकं कर्नाटकराज्यस्य संस्कृतयोगदानविषये संस्कृतविषये बहु योगदानं सम्यक् अस्तीति वक्तुं शक्यते